यद्यपि अहं पाककुर्वाणः वार्तां न कुर्वे तथापि अवश्यकता भवति चेत् यन्त्रं मुक्तावस्थायां स्थापयित्वा पाकं सम्पादयामि यदि वार्ता गभीरा भवति तदा पाकं स्थगयित्वा वार्तां सम्पाद्य पुनः पाकं करोमि अन्यथा वार्ता गभीरा न भवति चेत् अनन्तरं वार्तां करिष्यामि इति सूच् प्रतिपाद्य वा विज्ञाप्य पाकक्रियां सम्पाद्यैव वार्तां करिष्यामि